मम राज्यं केरलं भवति ह केरलम् इति केरवृक्षस्य समृद्धता अत्र अस्ति इति कृत्वा एव केरलम् इति नाम अपि सञ्जातम् अतः अत्र केरवृक्षस्य समृद्धं साम समृद्धिः अत्र अस्ति केर कल्पवृक्षः कल्पवृक्षः इति केरवृक्षस्य अपरं नाम अत्र तस्य व वृक्षस्य सर्वेपि भागाः अहम् उपयोक्तुं तत्र उपयोगः अस्माभिः कर्तुं शक्यते इत्यतः एतत् कल्पवृक्षः इति तस्य नाम सञ्जातः कल्पवृक्षस्य समृद्धिः अत्र अस्ति तदनन्तरं तत्र अन्येपि बहवः वृक्षाः ह अस्माकं ग्रामे मम ग्रामे अस्ति ह पुनः किं वदामः मम जन्म गृहं तत्र एकं विदुरस्ते कः एकः एकस्मिन् ग्रामे अस्ति तत्र आयुर्वेद प्रकारेषु व्य आयुर्वेदप्रणाल्याम् उपयुज्यमानाः बहवः औषधसस्याः सन्ति औषधवृक्षाः अपि तत्र सन्ति ह तत् अस्मत् अस्माकं नगरी नगरीषु एवं न दृश्यन्ते तथापि केरलेषु अत्र विदुरस्ते अहं विदुरस्तेषु ग्रामेषु एतादृशानां वृक्षलतादीनां इदानीमपि बृहदादयः इदानीमपि द्रष्टुं शक्यते